मम व्यापारवर्धने माध्यमाः तु वहवः सन्ति कथं सहाय्यं अकुर्वन्निति यदि प्रश्नः अस्ति चेत् वक्तुम् शक्नोमि तत्र अस्माकं लोकल् असोस्येशन् अस्ति तद् व्यापारवर्धनार्थम् अस्माकं असोस्येशन् वा संस्था अस्ति तत् संस्थायाः जनाः महिलाः ते कुत्रचित् यदि चलति किमपि एक्जिबिशन् तत्र एक्जिबिशन् मध्ये गत्वा तेषां सामग्रि तत्र प्रदर्शनं कुर्वन्ति एकं भिन्नं किम् अस्ति अपरं तु दूरदर्शनमध्ये आकाशवाणीमध्ये लोकल् न्यूज़् चेनल् मध्ये लोकल् कल्चुरल् चेनल् मध्ये ते सर्वत्र प्रचारं प्रसारं कुर्वन्ति एवं प्रकारेण मम व्यापारवर्धने माध्यमाः सोश्यल् मिडिया अपि च सहाय्यम् अकुर्वन् कृषकेभ्यः लघु उद्यमेभ्यः मार्गदर्शनं दीयमाणः विभागाः तत्र अग्रिकल्चर् विभागः वर्तते तत्र अन्येस्मिन् मत्स्यविभागः अपि वर्तते हेण्ड्लुम् एण्ड् हेण्डिक्राफ़्ट् विभागः वर्तते सेरिकल्चर् विभागः वर्तते